हरि ओम् नमस्ते सत्यं सत्यम् अहम् एव सूचनां दत्वा प्रेषितवान् तं भवतः सह किञ्चिद् चर्चा करणीया अस्ति अतः आगच्छन्तु एकवारं आम् इदानीम् अस्मिन् सप्ताहे किं किं पाठनीयम् इति लेसन् प्लान् सिद्धता कृता अस्ति वा आम् अहं पूर्वम् एव सूचितवान् खलु यथाशीघ्रं करणीयम् इति

आम् आम् सर्वदा अपि आगामिनि सप्ताहे किं पाठनीयम् इति अस्मिन् सप्ताहस्य अन्ते नोटिस् बोर्ड् नोटिस् बोर्ड् मध्ये स्थापनीयं छात्राः तद् दृष्ट्वा सिद्धतां कृत्वा आगच्छन्ति आ तदर्थं लेसन् प्लान अत्यन्तम् आवश्यकम् तदर्थं मया आहूतवान् भवान् आम् आम् आ अद्य अद्यैव परिसमाप्य दर्शयन्तु एकवारं सम्यक् कोऽपि परिवर्तनं कापि परिवर्तनम् अस्ति चेद् तत् अनन्तरं चर्चां कृत्वा स्थापयामः भवान् सिद्धता सिद्धतां कृत्वा आगच्छतु अनन्तरम् अनन्तरं पाठादिकं कथं प्रचलति आम् आम् आम् आम्

अस्तु अस्तु तर्हि एकः विषयः सः अन्यस्तु छात्राः चतुर्विधकौशलं यथा ते समर्थाः कौशले समर्थाः भवन्ति तथा अस्माभिः प्रयत्नः विधेयः पठनं लेखनं तत्र दोषाः यथा न भवेयुः तथा अस्माभिः प्रयत्नकरणीया अस्ति अस्तु अस्तु तर्हि मध्याह्ने आगच्छतु पश्यामः अन्यः कोपि अस्ति आम् वदतु

अस्ति अत्र अस्माकं सेमिनार् हाल् वर्तते खलु तत्र तत्र पीपीटि इत्यादिकं कृत्वा अपि भवान् दर्शयितुं शक्नोति छात्राः अपि स्वयं सिद्धतां कृत्वा आगन्तुम् अर्हन्ति इदानीम् तु अस्मि

इदानीं तान्त्रिकयुगः खलु अतः छात्राणां सिद्धता अपि करणीया तथा रूपेण तथा छात्रान् सम्यक् बोधयतु एतद्विषये यथा ते सिद्धाः भवन्ति तेषां मध्ये आत्मस्थैर्यता कोन्फि़डेंस तु अधिकं भवेत् प्रायः महाविद्यालये संस्कृतच्छात्राः इत्युक्ते अत्युत्तमाः छात्राः एव तत्र भवन्ति संस्काररूपेण एतद् सर्व रूपेण अतः तेषां आत्मस्थैर्यं यदि वर्धयामः तर्हि ते अग्रे यथेष्टं गच्छन्ति सज्जनाः भवन्ति च तथा प्रयत्नं कुर्वन्तु आम् अस्तु अस्तु अस्तु अस्तु अस्तु आगच्छतु आगच्छतु अस्तु अस्तु अस्तु